किं भो अद्य तथैव गतवान् कार्यं किमपि न कृतवान् शीघ्रम् उत्थाय कर्तं कर्तव्यं खलु उत्थाय शीघ्रं कार्यादिकं कृत्वा गन्तव्यं खलु एवं त्यक्त्वा

किं वाषिङ्ग् मषिन् प्रति स्थापयित्वा गन्तुं क्लेशः वा एवं न करोतु इतःपरं कष्टं कुतः न कृतवान् कर्तव्यं खलु बहिः वा गत्वा

किं प्रेषणीयं इड्ली दोसा चपाति अस्ति रोतिका वर्तते एवं वर्त् भवान् अत्रैव खादित्वा गन्तुं शक्नोति स्म कुतः न खादितवान् कार्यमपि न कृतवान् अस्तु चिन्ता नास्ति अस्तु अस्तु इतःपरम् एवं न करोतु अद्य आम् अस्तु प्रेषयामि आम् अस्तु कृत्वा प्रेषयामि

तर्हि चत्वारि दोसा न अलं न भवति तर्हि अधिकमेव कर्तव्यं हा हा अस्तु अद्य गृहं प्रति यदा आगच्छति तदा सम्यक् कस् किं किं कार्यं कर्तव्यं इत्यादिकं सर्वं लिस्ट् कुर्मः अस्तु वा इतःपरं क्लेशः

आम् आनेतव्यं हा आनयतु शर्करा रिक्ता तत् शर्करा अस्तु भवान् अनन्तरं विस्मरति हा अस्तु अस्तु शर्करा तैलं अनन्तरं चणकः चणकः आम् आम् आम् आनयतु मरीचिका एकम्

आम् प्रेषयामि राम् राम्